अस्माकं प्रदेशे महान् युवसमूहः अस्ति तेषां शिक्षणं तु उत्तमरीत्या अत्र प्रचलति यतः सि शिक्षणार्थम् उत्तमं क्षेत्रमिदम् उडुपिक्षेत्रे शिक्षणार्थं प्रसिद्धाः महाविद्यालयाः विद्यालयाः च सन्ति अनन्तरं नेतृत्वविषये तु अत्र सर्वे अपि सहकारं यच्छन्ति समस्या कापि नास्ति सर्वे अपि युवकाः उत्साहिनः सन्ति उत्साहेन ते तेषां तेषां क्षेत्रे अग्रे गन्तुं प्रयत्नं कुर्वन्ति अतः सर्वे अपि जनाः ज्येष्ठाः अनन्तरं समाजे ये जनाः सन्ति ते अपि जनाः सहकारं यच्छन्ति एव अतः अस्माकं युवकाः अन्यान्यक्षेत्रे ते नेतृत्वं वहन्ति अतः अस्मिन् प्रदेशे अस्माकं प्रदेशे अस्मिन् विषये नेतृश् नेतृत्वविषये समस्या एव नास्ति